योगशिक्षणार्थम् अहम् अन्तर्जालवाहिनीः निश्चयेन कदापि न अनुसरामि गुरुमुखेन योगशिक्षणं भवेत् इति मम आसक्तिः मम भावना अहमपि गुरुमुखेन एव योगाभ्यासं प्राप्तवान् मैसूरनगरे अष्टाङ्गविद्या अष्टाङ्गयोगगुरुकुलम् इत्यस्य तत्र विद्वान् शङ्करः कश्चन तस्य नाम विस्मृतवान् शङ्करनारायणमहोदयः तस्य समीपे अहं योगाभ्यासं कृतवान् तेन तेन शिक्षितवान् अस्मि अतः योगशिक्षणं प्राप्तुं गुरुपादः गुरूणां समीपे एव योगाभ्यासः करणीयः इति एवं योगाभ्यासं शिषिक्षुभ्यः जनेभ्यः कष्टानि कष्टानि इति नैव समयं समयं ते एड्जस्ट् कर्तुं न पारयन्ति कदाचित् अतः अथवा कदाचित् तेषां टैम्टेबल्मध्ये व्यत्यासः भवति चेत् योगाभ्यासं त्यजन्ति एवं टैम्टेबल् यदि निश्चयेन निश्चिन्वन्ति तदा योगाभ्यासस्य विषये समस्या नागता भवति